उद्यानकार्येषु मम तु महती इच्छा अस्ति मद्गृहे मां विना अथवा मया विना मम माता तु अतीव सोत्साहम् उद्यानकार्यं करोति सा तु सर्वदा नाम दिने दिने प्रातः सायङ्काले च स्वगृहे एव विद्यमानान् वृक्षान् वा नो चेत् सस्यादीनि सा अवश्यं हि गत्वा स्थितिं पश्यति वृक्षाणां विषये वृक्षाः महते उपकाराय भवन्ति इति पूर्वं वयम् एतमंशं पठितवन्तः विशिष्य शाकादीनि शाकादीनि यदि वयम् अस्माकं गृहे एव गृहादेव यदि प्राप्नुमः तर्हि महते लाभाय तदर्थं विभिन्नानि सस्यरूपाणि सस्यानि इति तथा वक्तुं शक्यते तत्र प्रतिदिनं तावत् एतेभ्यः वृक्षेभ्यः वा जलं प्रदेयं तेषां संरक्षणं यथा मनुष्याः भवन्ति अथवा यथा शिशवः भवन्ति तथा संरक्षणं महत्या श्रद्धया एव तत्कार्यम् उद्ध्य उद्यानकार्यं वयं कुर्मः यदि वयं तथा कुर्मः श्रद्धया कुर्मः तर्हि तत्र उद्याने विद्यमानाः वृक्षाः वा नो चेत् अन्य सस्यादीनि इति तत्सर्वं वृद्धिं गच्छन्ति कालान्तरे ततः वयं शाकादीनि प्राप्नुमः एवं किम् नाम किमर्थम् एतेषाम् उप उपयोगः न भवति इति सर्वत्र अपि च वातावरणमपि किं हरितपूर्णं भवति यदि तत्र अस्माकं वातावरणं तादृशं भवति चेत् शुद्धवायुं वयं स्वीकुर्मः श्वासोच्छ्वासं कर्तुं तथा किम् आनन्देन नाम विनाप्रयासेन वयम् इदं सर्वं कर्तुं शक्नुमः वातावरणं यदि हरितानुकूलं भवति चेत् तत्रैव तदेव अतीव विशिष्टः अंशः भवति अपि च वृष्टिः वृष्टिः वस्तुतः पूर्व गतवर्षेभ्यः गतवर्षेभ्यः इदानीं वृष्टिः अल्पा दृश्यते परं सम्प्रति किञ्चित् वृष्टिः जायमाना भवति किमर्थमिति चेत् वृक्षाणाम् अभावः यदि वृक्षाणां कर्तनं कुर्मः चेत् बहवः विनाशाः भवितुमर्हन्ति प्रकृतेः विनाशः एव सम्भविष्यति कालान्तरे तत्सर्वम् वस्तुतः तथा मा भवतु वस्तुतः या प्रकृतिः अस्ति अतीव रमणीया भवति तस्याः प्रकृतेः संरक्षणार्थं सर्वदा सोत्साहिनः भवामः तत्रैव वृक्षाः भवन्ति अन्ये पशवः भवन्ति सस्य जालादीनि भवन्ति ततः एव शाकादीनि वा किमपि वा वयं सर्वं प्राप्नुमः शुद्धवायोः विषये पूर्वमेव भवन्तः सूचिताः भवन्ति अतः अस्माकं वातावरणम् तदर्थं हरितानुकूलं कर्तुम् एतादृशं उद्यानकार्याणि महते लाभाय वर्तन्ते इत्युक्त्वा सम्प्रति विरमामि